हरि ओम्

नमस्ते भवती गणेशस्य माता अस्तु अस्तु अस्तु वद वदतु भगिनी न न भगिनी सः सर्वदा कोलाहलं करोति आम् न न न न न न सः सर्वदा कोलाहलं करोति तदनन्तरम् अन्यछात्राः किन्तु डिस्टर्ब् करोति तदनन्तरं नोट्स् न अहं अहं गणेशस्य विषयम् एव वद न न भगिनी भवती गणेशस्य विषय विषयं तस्य तस्य अतीव कोलाहलं करोति एतत् कक्ष्यात् स्ट्रिक्ट् नास्ति किं किं वदामि सः विषये भवती भवती एक एकवारं भवती एकवारं शालाम् आगच्छन् आगच्छन्तु तदनन्तरं वा गणेशस्य मित्रं सः वदतु नास्ति भगिनी हा द्वौ द्वौ अपि एक एक सेम् किं किं वदामि सेम् सेम् केरेक्टर् अस्ति कोलाहलं सर्वदा डिस्टर्ब् करोतु इति किं भवति अहं टेन्शन् सर्वे गणेश गणैशस्य विषयं तु न साध्यं न साध्यं

न भगिनी सर्वे सर्वे सर्वे शिक्षकाः मम अभिप्रायः इति सेम् सेम् वदन्तु हा हा पश्यतु पश्यतु

आम् आगामिवासरे परिक्षा अस्ति प्रथमकक्ष्या परीक्षा इति किं किं भगिनी परीक्षाम् एव अटेन्ड् करोतीति कम्पल्सरि अस्ति वा रिविशन् रिविशन् एव रिविशन् अस्ति वा लघुबालः इति अस्ति अस्तु अहं जानामि किन्तु गणेशः नोट्स् न कम्प्लीट् करोतु तदनन्तरं कोलाहलं सर्वदा एतत् विषये अहं न चर्चित चर्चितवती चर्चितम् किन्तु अहं किं करोमि सः परीक्षां न आगच्छ आगच्छतु इति अहम् तदनन्तरं परीक्षां किं करोमि अस्तु अस्तु अहं विरामं यच्छामि

हा अस्तु भगिनी अस्तु अस्तु किं करोमि हा स्वागतं भगिनी स्वगतं स्वागतं स्वगतम् हा अस्तु अस्तु हा धन् हा धन्यवादः